या हि याप् द्वारा अहं मणिकोण्डातः नाचारं गन्तुम् इच्छामि व् अस्तु अन्वेषणं करोमि समीपे अस्तु ओ निमेशसप्त सप्तकं दर्शयति सप्तनिमेषात्मकनिरीक्षणं कर्तव्यं वा मास्तु मास्तु अहं क्यान्सल् करोमि निरोधं करोमि मास्तु इति चालकस्य वाहनचालकस्य विलम्बेन प्राप्तिः इदमेव मुख्यं कारणम्